मम शास्त्रं व्याकरणशास्त्रम् अस्ति अत्र अवश्यं भिन्नस्तराः भवितुम् अर्हन्ति मन्दाधिकारिणः मध्यमाधिकारिणः एवं उत्तमाधिकारिणश्चेति प्रश्नानुसारं एतेषां विभागस्तु एवं कर्तुं शक्यते मन्दाधिकारिणः एवं मध्यमाधिकारिणः प्रारम्भिकाः इति स्वीकर्तुं शक्यते एवम् उत्तमाधिकारिणः प्रबुद्धाः इत्यपि स्वीकर्तुं शक्यते व्याकरणशास्त्रस्य अध्ययने सामान्यतः अंशद्वयं भवति एकन्तु रूपसिद्धिः अपरन्तु आर्थिकविचारश्च इति रूपसिद्धिविभागे यदा प्रारंभिकाः भवन्ति तत्र केवलं धातूनां रूपाणि शब्दानां रूपाणि च पाठ्यन्ते उदाहरणार्थं भू सत्तायाम् इति धातुः स्वीक्रियते चेत् तत्र भू सत्तायाम् इति धातोः वर्तमानलकारे अर्थात् लट्लकारे रूपाणि कथं भवन्ति उदाहरणार्थं भवति भवतः भवन्ति इति भवति एवं भवसि भवथः भवथ एवं भवामि भवावः भवामः इत्येवं रूपाणि भवन्ति इति प्रथमतः पाठयितुं शक्यते एवम् शब्दानां रूपेषु उदाहरणार्थं अकारान्तः रामशब्दः तस्य प्रथमाविभक्तौ एकवचने रामः द्विवचने रामौ बहुवचने तु रामाः इति रूपाणि भवन्ति एवं यदा अस्माभिः धातुः एकवचने स्वीक्रियते उदाहरणार्थं भवति इति तदानीं शब्दस्वरूपेपि एकवचनमेव स्वीकर्तव्यं तस्मात् रामः भवति रामो भवतः रामाः भवन्ति इत्येवं रूपेण प्रारम्भिकेभ्यः रूपसिद्धिविचारे पाठः कर्तुं शक्यते एवं कर्तरिप्रयोगाः कथं भवन्ति कर्मणिप्रयोगाश्च कथं भवन्ति इत्यपि बोधयितुं शक्यं उदाहरणार्थं भू धातोः भावे एवं कर्मणि च प्रयोगे क्रियमाणे भूयते भूय भूयेते भूयन्ते इति रूपाणि भवन्ति तत्र यदा अस्माभिः भावे प्रयोगः स्वीक्रियते तदानीं राम शब्दस्य प्रथमाविभक्तिः प्रयोक्तुं न शक्यते अपि तु तृतीया विभक्तिरेव तस्मात् रामेण भूयते रामाभ्यां भूयेते रामैः भूयन्ते इति प्रयोगः भवितुम् अर्हति एवं रूपसिद्धिविचारे प्रारम्भिकेभ्यः इमे विचाराः बोधयितुं शक्यन्ते यदा तु प्रबुद्धाः भवन्ति तत्र रामः इति शब्दस्वरूपं कथं निष्पन्नं भवति इति शब्दस्वरूपं कथं निष्पन्नं इत्यादि विचाराः अन्ततो गत्वा वर्णयितुं शक्यन्ते उदाहरणार्थं राम इति अकारान्तः अकारान्तः शब्दः उदाहरणार्थं राम इति अकारान्तात् शब्दात् सु इति प्रत्ययः यदा क्रियते तदानीं राम सु इति स्थितिः तत्र उकारः उच्चारणार्थकः तस्य इत्संज्ञालोपाभ्याम् उपहारे राम सु इति स्थितं तत्र सकारस्य रुत्वे रेपस्य विसर्गे च रामः इति रूपं सिद्ध्यति इति बोधयितुं शक्यं तत्र सूत्रानुसन्धानपुरस्सरं एवं वर्णनं कर्तुं शक्यं एवं भवतीति रूपसिद्धौ भू सत्तायां इति धातोः वर्तमाने लट् लटः तिप् भू ती इति भू तिप् इति स्थिते पकारस्य इत्संज्ञालोपाभ्याम् अपहारे भू ति इति सम्पन्नं तत्र ति इति प्रत्ययं निमित्तीकृत्य शप् इति प्रत्यये भू शप् ति इति स्थिते शकारपकारयोः इत्संज्ञालोपाभ्यां अपहारे भू अ ति इति स्थितिः तत्र इदानीम् अकारम् आर्धधातुकं निमित्तीकृत्य भू इत्यत्र विद्यमानस्य उकारस्य ओकारादेशे भो अ ति इति सिद्ध्यति तदनन्तरम् एचोयवायावः इत्यनेन अयवायादेशे अर्थात् एचोयवायावः इत्यत्र एकारस्य अय् आदेशः ऐकारस्य आय् आदेशः एवम् ओकारस्य औ इत्यादेशः औकारस्य आवादेशः इत्युक्तम् अस्ति एवं प्रकृते उकारस्य गुणीकृते भो इति सिद्धं भो अ ति इत्यवस्थायां ओकारस्य अकारे परतः अर्थात् अच् परतः अवादेशे भवति इति रूपं सिध्यति इत्येवं रीत्या सर्वेषां सूत्राणां अनुसन्धानपुरस्सरं प्रबुद्धाः बोधयितुं शक्यन्ते इदन्तु रूपसिद्धिविचारे यदा तु आर्थिकविचारः स्वीक्रियन्ते तत्र प्रायशः यदा अस्माभिः अधिकरणं बोधनीयं तदानीं सप्तमीविभक्तिः प्रयोक्तव्या यदा तु सम्बन्धः बोधनीयः तदा षष्ठीविभक्तिः बोधनीया अथवा उपयोक्तव्या यदा तु अपादानं विवक्षितं तदानीं पञ्चमीविभक्तिः बोद्धव्या यदा तु करणार्थकः बोधाः सम्पादनीयाः तदानीं तृतीयाविभक्तिर्बोधनीया यदा तु कर्मार्थकः बोधः सम्पादनीयः तदानीं द्वितीयाविभक्तिर्बोधनीया इति एवं प्रत्येकं विभक्तेः कः अर्थः इति साक्षात् बोधनपुरस्सरं प्रारम्भिकाः आर्थिकविचारेषु बोधयितुं शक्यन्ते यदि तत्र प्रबुद्धाः बोधनीयाः तर्हि वाक्यार्थबोधः कथं भवति उदाहरणार्थं वैय्याकरणानां क्रिया करणानां प्रथमान्त धात्वर्थमुख्यः शाब्दबोधो भवति नैय्यायिकानां प्रथमान्तमुख्यः शाब्दबोधो भवति इत्येवं विविच्य विविच्य अस्माभिः बोधयितुं शक्यते पुनः ये प्रबुद्धाः सन्ति तत्र तिङ्गर्थाः के भवितुम् अर्हन्ति एवं धात्वर्थाः के भवितुम् अर्हन्ति एत्येवं विविच्य अस्माभिः ते बोधयितुं शक्याः उदाहरणार्थं यदा तु प्रारम्भिकाः बोध्यन्ते कर्तरिप्रयोगाः कथं भवेयुः कर्मणिप्रयोगाः कथं भवेयुः इति अस्मिन् विषये यदा प्रारम्भिकाः बोध्यन्ते साक्षात् अस्माभिः यदा तृतीयाविभक्तिर्युज्यते तदा अस्माभिः भावेप्रयोगाः कर्तव्यः यदा तु कर्तरिप्रयोगः क्रियते तदानीं उदाहरणार्थं रामः भवति इत्यादिषु एकवचनम् एव प्रयोक्तव्यं एवं रामः इति कर्तृप्रयोगः एव कर्तव्यः एवं यदा रामेण इति स्वीक्रियते तदा भूयते इत्यस्येव् प्रयोग कर्तव्यः इति साक्षात् अस्माभिः बोध्यते यदा तु प्रबुद्धाः बोध्यन्ते तदानीं तिङ्गर्थाः के तिङ्गर्थः तिङ्गर्थेषु कर्तृबोधकं कर्तृबोधकः अंशः अपि अस्ति इति कारणात् यदा अस्माभिः भवति इति प्रयोगः क्रियते तदानीं भवति इत्यत्र विद्यमान तिङ्गा एव कर्त्रर्थः बोधितः इति कारणात् कर्तुः उक्तत्वात् अनभिहिते कर्तरि प्रथमाविभक्तिर्भवति तस्मात् रामः भवति इति प्रयोग सिद्ध्यति इत्येवं रीत्या अस्माभिः बोधयितुं शक्यन्ते उदाहरणार्थं रामः वनं गच्छति इति प्रयोगः अत्र रामः वनं गच्छति इत्यत्र गच्छति इत्यत्र विद्यमानतिङ्गः कर्तृरूपार्थः बोध्यते कुतः इत्युक्तौ तिङः ये अर्थाः सन्ति कालादयः तत्र कर्तृरूपः अर्थः अपि अन्यतमः तस्मात् तिङ् कर्तृभूतः अर्थः उक्तः इति कारणात् कर्तृभूतस्य अर्थस्य उक्तत्वात् प्रातिपदिकार्थमात्रे प्रथमाविभक्तिर्भवति यतः तिङ्गा कर्तृभूतः अर्थः उक्तः एवं कर्मभूतः अर्थः नोक्तः इति कारणात् कर्मणः अनुक्तत्वात् अनभिहिते कर्मणि द्वितीया इति सूत्रानुसो सूत्रानुरोधेन वनम् इत्यत्र अर्थात् वन इति प्रातिपदिकात् कर्मार्थबोधिका द्वितीयाविभक्तिः उत्पद्यते तस्मात् रामः वनं गच्छति इति प्रयोगस्सिद्ध्यति इत्येवं विविच्य अस्माभिः ते बोधयितुं शक्याः